आम् शिल्पविषये अन्यैः कदापि विमर्शनं प्राप्न प्राप्तं

ते विचारयन्ति इदानीं जनाः बहु विचारवन्तः ते सर्वत्र सर्वविषयेषु प्रश्नान् कुर्वन्ति तत्तु जागतिकस्तरे एकः उद्बोधः आगतः ज्ञानप्रसरणं तत्तु उत्तमायै इति मन्ये शिल्पशास्त्रे बहु किं तत्र रेखागणितविचारमपि तत्र प्राप प्राप्तुं शक्नुमः एवं गणितशास्त्रञ्च अस्ति तत्र विमर्शनं ये ये के केचन कुर्वन्ति अहं बहु सन्तोषम् अनुभवामि यत यतो हि तादृशा जागृतस्थितिः इदानीं समाजे निर्मितं खलु अहं तु बहु सन्तोषम् अनुभवामि शिल्पशास्त्रे तत्र सूक्ष्मातिसूक्ष्मं वयं तत्र द्रष्टुं शक्नुमः तत्सर्वं तत्र निर्मितं शास्त्रशिल्पं वि विमर्शनं कुर्वन्ति कुर्वन्तः सन्ति तदपि बहु सन्तोषदायकः विचारः इति अहं चिन्तयामि